अहं ओन्लैन् द्वारा एकं कङ्कणं ओर्डर् कृतवती अहं चित्रे हरितवर्णस्य कङ्कणं दृष्टवती किन्तु यदा मह्यं वस्तु आगतं तदानीं तद् नीलवर्णे आसीत् अतः मम मनः भग्नः जातः किन्तु तत् अहं हरितवर्णस्य उक्तवती आसं अस्तु भवतु नीलवर्णस्य लब्धं किन्तु तत्र ये ये वर्णाः आसन् तत् सर्वं गतम् आसीत् किमपि ओल्ड् प्रोडेक्ट् इति वत्भाषते तत्र ये ये वर्णविन्यासः कृतः तदपि सम्यक्तया नासीत् अतः तद् सम्यक् नासीत् अहं पुनः तद् कर्त् पुनः दातुं निर्णयं कृतवती तत्र मम यद् सैज़् आसीत् तदपि भिन्नतया आगतं मया हरितवर्णस्य इतोऽपि एकवारं ओर्डर् करोमि इति चिन्तयामि पुनः पश्यामः